नमस्ते मम गृहे उत्सवः वर्तते तदर्थम् अतिथयः आगमिष्यन्ति अतः शाकानि अपेक्षितानि किम् किम् अस्ति भवत्याः आपणे आलुकं नास्ति वा एतद् पुरातनं नास्ति खलु आलुकस्य मौल्यं किं यद् अस्ति एककिलोपरि परिमितस्य पञ्च् पञ्चशतरूप्यकाणि वा भोः किं वदति भवती पूर्वस्मिन् पूर्वस्मिन् आपणे तु त्रिंशत् रूप्यकाणि इति वदन्ति मिथ्यां मा वदतु पुरातनम् इव न दृश्यन्ते तत् त्रिंशत् रूप्यकाणि अहं ददामि मह्यं पञ्चकिलोपरिमितम् अपेक्षितम् अस्तु अहं चत्वारिंशत् रूप्यकाणि ददामि अस्तु रक्तफलकम् अपि अपेक्षितम् एव मौल्यं कियद् अस्ति कथं न पृच्छामि इदानीम् अत्यन्तशाकम् अन्यत् शाकं पृच्छामि चेत् एकलक्षम् अपि वदति भवती तावत् दातुं शक्यते वा अस्तु अस्तु किं कर्तुं शक्यते ददातु तस्मिन्नेव धन्यापत्राणि अपि निश्शुल्कं ददातु धन्यवादः